क्रीडाः जनानाम् शारीरिकं भवति चेत् घर्मः आग् आगच्छति यदा घर्मः भवति चेत् आदिनम् एकस्मिन् स्थाने उपविशामः खलु तर्हि एकस्मिन् स्थाने उप उपविश्य उपविश्य तस्य किमपि व्ययः न भवति तर्हि खादनं भवति तत्र चलनं न भवति तर्हि क्रीडा शारीरिकः शारीरं शरीरस्य कृते आवश्यकी यदि वदामः शरीरं सम्यक् भवति तदा मनः अपि सम्यक् भवति यदा शरीरे क्रीडा भवति मनः स्वास्थ्यमपि सम्यक् भवितुम् अर्हति मनसः स्वच्छता आवश्यकी यदा वयं द्विवारं स्नानं कुर्मः शरीरस्वच्छता भवति किन्तु यदा घण्टाद्वयम् क्रीडामः चेत् शरीरमनसः स्वच्छता च अपितु च भवितुम् अर्हति तस्य तेषां कृते क्रीडा आवश्यकी क्रीडाः इदानीं क्रीडाङ्गणं न सन्ति तर्हि जनाः कुत्र क्रीडन्ति सर्वकारपक्षतः क्रीडाङ्गणम् आवश्यकम् अनन्तरम् शारीरिकं मानसिकं स्वास्थ्यं सम्यक् भवितुम् अर्हति